रामायणमहाभारतस्य पठनसमये अहं बहुवारं रुदन्ती आसं सीतायाः कष्टं दृष्ट्वा अहं बहु दुःखिता जाता रावणः वञ्चनेन तां नीतवान् तस्मिन् समये मम दुःखं सोढुम् अहम् अशक्नोति आसं तदनन्तरं मम पिता मम समीपे आगत्य मम दुःखं परिहृतवान् सत्यहरिश्चन्द्रः इति पुस्तकम् अहं द्विवारं पठितवती तस्मिन् पुस्तके सत्यवाक्यपरिपालनार्थं सः बहु कष्टम् अनुभूतवान् तद् दृष्ट्वा मम दुः मम दुःखम् अधिकं जातं किन्तु हरिश्चन्द्रकथा बहु सम्यक् अस्ति एताः सर्वाः कथाः पठित्वानन्तरं मम समीपे किमर्थं रोदनम् इति चिन्तनम् आगतम् मम कष्टं भवति चेत् धैर्येण अहं निवारणं करोमि इति मनसि आगतम् इदानीं जीवने किमपि कष्टम् आगच्छति चेत् तस्य निवारणं करोमि तावद्रीत्या धैर्यम् अहं स्वीकृतवती